आम् निश्चयेन चलनचित्राणि अस्माकं जीवने सर्वाङ्गं प्रभावं तु जनयन्ति एव विशिष्य भोजनं वस्त्रधारणम् इत्यादिविषयेषु अत्यन्तं प्रभावः अस्ति आधुनिककाले विद्यमानानि चलनचित्राणि तेषां द्वारा विद्यमानः प्रभावः सर्वं मह्यं तावत् न रोचते किन्तु तथैव इति न तत्र यदि व वस्त्रविन्यासः अस्ति तद् अवश्यं स्वीक्रियते एव किन्तु अधुना सामान्यतः पश्यामः चेत् तद् पाश्चात्यानुकरणम् इत्येव मुख्यः विषयः अस्ति न तु तत्रगौरवस्य विषयः अथवा एकं समीचीनतरं संस्कृतेः दर्शनमित्यादि इदानीं नास्ति किन्तु पूर्वतनकाले विद्यमानानि चलनचित्राणि पश्यामः तत्र विद्यमानान् वस्त्रविन्यासान् वयं यदि पश्येम तर्हि तत् बहु सम्यक् भवति अहं विशिष्य आधुनिककाले अपि पूर्वतन कालवत् यद् चलचित्रमागतं बाहुबलिः इति तत्र विद्यमानं वस्त्रम् आधृत्य अहं विन्यस्तं कर्तुम् इष्टवान् किन्तु मया मया प्रयत्नः एतावत्पर्यन्तं न कृतः अग्रे अहं तु कर्तुम् इच्छामि